चालकमहोदय एतदेव म मम निस्थानकम् अस्ति अहं अत्रेव अवतीर्य पुनः अहं गृहं गच्छामि मम हस्ते धनं नास्ति अतः अहं भवते आन्लैन् द्वारा पेमेण्ट् कर्तुम् इच्छामि मम फ़ोन् पे अस्ति गूगल् पे अस्ति पे टि एम् अस्ति सर्वमस्ति भवतः हस्ते यु पि ऐ ऐ डि अस्ति अथवा भवतः फ़ोन् पे अस्ति चेत् कृपया तत् ऐ डि मम कृते ददातु नो चेत् भवतः हस्ते स्केनर् अस्ति चेत् क्यु आर् कोड् दर्शयति चेत् अहं स्केन् कृत्वा भवते धनं प्रेषयामि अतः किमर्थम् इत्युक्ते मम समीपे धनं हस्ते नास्ति अहं आन्लैन् द्वारा अपि कर्तुं शक्नोमि यदि भवान् भवतः यु पि ऐ ऐ डि अथवा अकौन्ट् नम्बर् ददाति चेत् अहं आन्लैन् द्वारा अपि भवत् भवते धनं प्रेषयितुं शक्नोमि